नमस्ते क् कः वदतु भोः मेस् मध्ये भोजनम् उत्तमतया नास्ति वा किमर्थं किमभवत् किं वदति भोः अहं बहु वर्षेभ्यः ददामि भवान् इदानीं सम्यक् नास्ति इति वदति

भोः लवणं भव लवणमेव सर्वे सम्यक्तया स्थापितवन्तः रुचिकरमस्ति अनन्तरं पायसं रुचिकरं नास्ति इति वदति किमर्थम् उत्तमतया शर्करामपि उत्तमतया स्थापितवन्तः खलु

भोः अस्माकं मेस् मध्ये एव प्रतिदिनं शताधिकजनाः खादन्ति कोपि दोषः न वदति भवान् एव दोषं वदति कथं ओ भवतः मित्रणि अपि सन्ति वा तथा नास्ति भोः व वयं तु रुचिकरतया एव कृतवन्तः प्रतिदिनं रुचिकरं च रुचिकरतया एव आहारं सिद्धं कु कुर्मः पु प्रप्रतिदिनं उत्तमतया रुचिः रुचिः नासीत् वा सूची दत्व व दत्वा दत्वा आहारं सिद्धं कुर्मः शताधिकजनाः खादन्ति इति कारणेन उत्तम स् पाकं स्थलमपि उत्तमतया भवति किमपि द् क्लेशः नास्ति किमपि दोषः नास्ति भवानेव आगच्छतु व मेस् एकवारं पश्यतु अस्तु भवता अस्तु भवतः कम्प्लेण्ट् स्वीकरोमि कम्प्लेण्ट् स्वीकृत्य अहं यः पाकं करोति पाकं इञ्चार्ज् कः अस्ति तं पृच्छामि आगच्छतु भवान् अत्र ओ भोजनस्थलं मलिनमस्ति वा ब् अ आम् भोजनस्थलं मलिनमस्ति वा स्वच्छता नास्ति वा भोजनस्थले अस्तु भोजनस्थलम् भोजनस्थले स्वच्छं कर्तुं वदामि शुद्धता करोमि भवान् कः इति द्रष्टव्यं भवान् आगच्छतु पुरतः क्य कम्प्लेण्ट् लिखित्वा ददातु अस्तु भवान् अत्र आगच्छतु आहत्य लिखित्वा ददातु आगच्छतु